नमस्ते महोदय अहं उपाहारमिच्छामि कृपया उपाहारं याज्ययोग्या स्थालिकायां प्रयच्छतु

अत्र स्टील् स्थालिकाः चमसाः वा मास्तु कृपया त्यक्तुं योग्यं पत्रं स्यात् यथा कदलीफलं वा कदलीपत्रं वा तथा स्यात्